अस्माकं प्रदेशे लोकयानव्यवस्था बहुप्रसिद्धा अस्ति जनाः लोकयानस्य उपयोगं बहुधा कुर्वन्ति यत्र यत्र लोकयानं न गच्छति तत्र त्रिचक्रिकायाः उपयोगम् अपि कुर्वन्ति अत्र अपि अल्पेन धनेन तं यानम् उपयोगं कर्तुं ते शक्नुवन्ति किन्तु ग्रामीणप्रदेशे मार्गस्य समर्पकनिर्वहणं नास्ति इति कारणतः तत्र लोकयानं सर्वत्र न गच्छति तदपि ग्रामस्य अन्ते गन्तुम् इच्छन्ति चेत् तत्र अपि मार्गः सम्यक् न भवति इति कारणतः त्रिचक्रिका अपि गन्तुं न शक्यते तस्मिन् समये जनाः द्विचक्रिकायाः उपयोगम् अपि कुर्वन्ति